हा रां रां जि आं जि भवान् हा सम्यगस्मि जि अस्तु जि अस्तु जि अस्तु जि हा अहं किं करणीयमिति भवता सूचनां दा ददाति वा जि आं जि आं जि उत्तमं जि अहं स्वीकरोमि आं जि अहं साप्ताहे मम सदस्यजनाः आहूय मेलनं करिष्यामि कुत्र कुत्र गन्तव्यं कुत्र कुत्र व्यापारणं विक्रयणं करणीयं कुत्र कुत्र विक्रयणं करोति चेत् लाभः भवति ये सामान्यजनानां कृते व् कथं भाषणं करणीयं अनन्तरं हा तेषां कृते नगरजनेषु कथं विक्रयणं करणीयं ग्राम्यजनानां कृते कथं विक्रयणं करणीयमिति एते सूचनाम् अहं दास्यामि तत्र तत्र गत्वा तद् व्यापारं कृत्वा ग्राम्यजनानां कृते किञ्चित् न्यूनं कृत्वा तद् व्यापारं करोति चेत् विक्रयणं भविष्यति नगरजनेषु किञ्चित् अधिकतया विक्रयणं कर्तुं शक्यते तद् तादृशसूचनां दत्वा तत्र अस्माकं लक्ष्यं यत् भवता यत् निर्मितमस्ति तत् अधिकतया अहं करिष्यामि महोदय भवतः विश्वासः आम् आं हा निश्चयेन महोदय भवतः आदेशः यत् यत् भवान् करोति तत् अहं परिपालनं करो करिष्यामि भवतः मार्गदर्शनेन अहं सर्वं करिष्यामि हा हा यत् निर्मितमस्ति तत् अपेक्षया अधिकतया लाभः भविष्यति ला लाभः कृत्वा दास्यामि इति अहं विश्वासेन वदिष्यामि जि अस्तु जि अहं सदस्या सदस्य नाम नाम आवलिं लि लिखित्वा भवतः मेल् प्रेषयिष्यामि भवानेकवारं दृष्ट्वा भवतः म अनुमानम् अभिप्रायं वदतु अनन्तरं अस्माकं साप्ताहे साप्ताहिके प्रारम्भं कुर्मः दन् हा धन्यवादः धन्यवादः अस्तु जि अस्तु जि महान् सन्तोषः दन्यवादः पुनर्मिलामः जि रां राम्